हरिः ओं नमस्कारः महोदय आहूतवान् वा माम् आम् आं महोदय धन्यवादः महोदयः अनेके धन्यवादः यद्यद् मया पठितम् यद्यद् मया ज्ञातम् भवतः मार्गदर्शनेन एव तत्र किमपि सन्देहः नस्ति अत्रत्य अध्यापिकाः अपि बहु सम्यक् पाठयन्ति अतः अनेहे अनेके धन्यवादाः सर्वेषां कृते भवान् यद् भवता यद् उक्तम् तद् अनुसारम् अहम् करोमि निश्चयेन करोमि संस्कृतपठनं योग विषये अपि निश्चयेन करोमि धन्यवादाः महोदय